स्वतन्त्रसङ्ग्रामे बहवः जनाः तत्र भागं स्वीकृतवन्ताः तत्र प्रमुखतया सावरकरजी आझाद् एतादृशान् महान् व्यक्तेः समर्पणं तत्र अस्ति तदा स्वातन्त्र्यसङ्ग्रामः न भवति चेत् वयं इदानीं स्वतन्त्रतया जीवितुं न शक्नुमः इत्युक्ते इदानीं कथं निर्भयतया जीवनं कुर्मः तथा जीवनं कर्तुं न शक्नुमः तेषां बलिदानेन वयम् एतादृशं जीवनम् इदानीं जीवयन्तः स्मः तेषां कृते अस्माकम् आदरः सर्वदा भवत्येव तादृशाः व्यक्तयः अस्मिन् भूमौ आसन् इति वयम् अस्माकम् प्रेरणा भवति सर्वदा तादृशाः व्यक्तयः पुनपुनः भारतभूम्यां जन्मं प्राप्नुवन्तु प्राप्नुवन्तु इति मम आशयः स्वतन्त्रसङ्ग्रामः एकं महान् महान् का महान् कार्यस्य एव तत्र प्रारम्भः अभवत् तस्मिन् तस्मिन् सन्दर्भे ये स्वातन्त्र्यार्थं ते तेषां प्राणान् प्राणान् तत्र पणीकृत्य होराटं कृतवन्तः तान् वयं सर्वदा स्मरामः आगस्ट् पञ्चदशदिनाङ्के तावदेव वयं तान् न स्मरामः सर्वदा अस्माकं जीवने तान् न विस्मरामः तेषाम् तेषां जीवनचरित्रम् इदानीन्तन बालान् विध्यार् विद्यार् थीनां कृते वयं पाठयामः तादृशाः व्यक्तयः पुनः पुनः भारतखण्डे जन्मं प्राप्नुवन्तु इति मम आशयः अस्ति एवं स्वातन्त्र्यसङ्ग्रामस्य विषये मम एतादृशः विचारः अस्ति स्टाप् न भवत् अस्ति स्टाप् करोतु